हलो हा नमस्कारः श्रूयते वा आम् आम्

हा समीचिनं समीचिनं मह्यमपि अपेक्षितानि शाकानि सन्ति अहमपि तदन्वेषणे एव आसं भवतां सविधे कानि कानि शाकानि प्रवृद्धानि सन्ति आं पत्रशाकादिकं किमपि अस्ति वा पत्रशाकादिकं किमपि अस्ति वा वृन्ताकं वृन्ताकं पुष्पशाकं पुष्पशाकं किमपि अस्ति चेत् मम पञ्चशः शाकानि अपेक्षितानि सन्ति यदि भवतां हा समीचिनं समीचिनं तर्हि तेन सह अपि सम्भाषणं कृत्वा यदि युवयोः सकाशे सर्वं लभ्यते चेत् मम स्वीकृत्य गमने अपि सौकर्यं भविष्यति इदानीं किञ्चित् मूल्यं सूचयितुं शक्यते वा पत्रशाकस्य मूल्यं कीयद्भवति भवता टोमेटो इति एकं शाकमुक्तं तस्य मूल्यं वृन्ताकस्य मूल्यं समीचीनं समीचीनं तर्हि बहिरपेक्षया भवतां सकाशे न्यूनमूल्येणैव अस्ति चिन्ता नास्ति अहं स्वीकरिष्यामि यावदस्ति तावत् सर्वं स्वीकरिष्यामि अनन्तरं पुष्पशाकस्य

भवतु अहम् अहम् अहम् अहं व्यवस्थापयामि यानादिकं सर्वमहं व्यवस्थापयामि किन्तु युगपद् यदि सर्वं शाकं मम अपेक्षितं युवयोस्सकाशे लभ्यते चेत् पार्श्वे यः वर्तते तेन सह अपि भाषणं कृत्वा भवान् निर्धारणं करिष्यति वा अस्तु तर्हि अहं यानस्य व्यवस्थां सम्पादयामि तर्हि कति भवतां सविधे कति अस्ति शाकं नाम कियत् के जि भवितुमर्हति तत्किञ्चित् सूच्यते चेत् प्रतिशाकं

आं समीचिनं अस्तु पत्रशाकं अस्तु तर्हि बृहद्यानं स्वीकृत्य आगन्तव्यं तदा एव सर्वं स्वीकृत्य गन्तुं शक्यते हा अस्तु अस्तु ऐदम् अन्येषां शाकानां मूल्यं न उक्तं भोः मया टोमेटो इत्यस्य एव हन्ड्रेड् रुपीस् इति स्वीकृतं ओन् केजि इति अन्येषां शाकानां मूल्यं किं तत् किञ्चित् सूच्यते वा क्रमेण शनैश्शनैः अन्येषां सर्वेषां सूच्यतां चेत् अहम् अत्र विलिख्य स्वीकरिष्यामि समीचीनं आम् आम् अनन्तरं पुष्पशाकं समीचीनं पत्रशाकं हा अस्तु सम्यग् वृन्ताकं अस्तु तर्हि पार्श्वस्तेन सह सम्भाषणं कृत्वा अहं पुनः भवान् स्थापयतु अहं पुनः एकवारं यानस्य सज्जतां कृत्वा भवता सविधे सम्पर्कं साधयिष्यामि ततः परं सर्वं स्वीकृत्य गच्छामः पुनः मिलामः धन्यवादः धन्यवादः